सप्तदशदिनाङ्कः डिसेम्बर् मासः त्रयोविंशत्युत्तर द्विसहस्रतमवर्षः अष्टादशदिनाङ्कः दिसेम्बर् मासः त्रयोविंशत्युत्तर द्विसहस्रतमवर्षः नवदशदिनाङ्कः दिसेम्बर् मासः त्रयोविंशत्युत्तर द्विसहस्रतमवर्षः नवदशदिनाङ्कः दिसेम्बर् मासः त्रयोविंशत्युत्तर द्विसहस्रतमवर्षः विंशतिदिनाङ्कः दिसेम्बर् मासः त्रयोविंशत्युत्तर द्विसहस्रतमवर्षः एकविंशतिः दिनाङ्कः दिसेम्बर् मासः त्रयोविंशत्यदिक द्विसहस्रतमवर्षः